मम क्षेत्रस्य नाम अस्ति धर्मस्थला इति अस्य धर्मस्थलस्य पुरातननाम आसीत् कुडुमपुरम् इति तदन्तरं कुडुमपुरे शिवगणाः आगत्य अत्र धर्मादिकं दृष्ट्वा अस्य स्थानस्य धर्मस्थला इति नामं स्थापिताः एतेषु वर्षेषु अस्य अभिवृद्धिः बहूनि सञ्जाता अस्ति यथा भक्तजनाः धर्मस्थले आगच्छन्ति तेषां कृते वासव्यवस्था तदन्तरं भोजनव्यवस्था वा भवतु सर्वम् अत्युत्तमरीत्या अत्र कृतम् अस्ति तदन्तरम् अत्र इतिहासप्रसिद्धं किमपि स्थानम् अस्ति वा इति चेत् अत्र बाहुवली मूर्तिः अस्ति अस्य स्थानस्य नाम रत्नगिरिबेट्टा इति तदनन्तरं मन्दुषा वस्तुसङ्ग्रहालयः तदनन्तरं कार् म्यूजियम तदनन्तरं अत्र उद्यानवनमपि विराजते सर्वासु दृष्टिषु वयं पश्यामः चेत् धर्मस्थला एकं तीत्रक्षेत्रम् अपि अस्ति तदनन्तरं तदनन्तरम् एतद् एकं उत्तमस्थानम् अस्ति